आं हरिः ओं महोदया अन्तः आगच्छानि किं नमस्कारः महोदय मम नाम रमा अहं तु अस्माकं कलाशालायां प्रथमवत्सरे प्र प्रवेशं स्वीकृतवती तत्र हास्टेल् अहम् आगत्य एकमासः अभवत् महोदय मम अहं पर्मीशन् स्वीकृतवती महोदय मम गृहे किञ्चित् समस्या आसीत् तदर्थम् अहं विलम्बेन आगतवती आगत्य पश्यामि चेत् तत्र मम आवासस्थले तत्र हाष्टेल् मध्ये मम प्रकोष्ठे बहवः किं प्राब्लम्स् सन्ति समस्याः सन्ति तत्र महोदय इदानीं तु मम प्रकोष्ठसङ्ख्या अस्ति फ़ोर् नाट् टु महोदय हा तद् आमां चतुर्थ अट्टे द्वितीयप्रकोष्ठे अहं निवसामि तत्र हा महोदय अधुना तु शीत शैत्यकालम् अस्ति तत्र उष्णजलमेव न आगच्छति आम् उष्णजलं न आगच्छति इतोपि वैफ़ै कनेक्षन् अपि सम्यक् नास्ति आं महोदय जानामि नास्ति महोदय अहम् इदानीमपि दृष्टवती न आगच्छति महोदय इदानीमेव दृष्ट्वा आगच्छामि अहं यतो अस्तु अस्तु न अस्तु तर्हि अहं गत्वा एकवारं पुनः परिशीलयामि महोदय हा अस्तु इतोपि महोदय भोजनविषये अपि सम्यक् नास्ति तत्र व्यवस्था सम्यक् नास्ति बहुकटुः भवति महोदय भोजनम् आम् नास्ति महोदय मम उदरे किञ्चित् ज्वलनं भवति तादृशं खादति चेत् इतोपि अपक्वं भवति अन्नमपि पक्वं न भवति तादृशं खादति चेत् उदरवेदना आगमिष्यति दधि अपि तत् दधि इव न भवति महोदय सर्वं जलमेव अस्ति जलमेव स्थापयन्ति साक्षात् भवान् एकवारं साक्षात् आगत्य पश्यतु एतादृशम् आं सा अपि सा अपि सापि सम्यक् सम्भाषणं न करोति सर्वदा कोपं दर्शयति महोदय अहं तु मातापितरं त्यक्त्वा आगतवती अस्तु महोदय अस्तु अस्तु नमस्कारः धन्यवादः महोदय